अस्माकं जीवने वयमेव अस्माकं जीवनस्य नायकाः वा नायिकाः भवामः यदि अहं कथां लेखिष्यामि मम जीवने तर्हि निश्चयेन मम एव कथा लेखिष्यामि तत्र मुख्यपात्ररूपेण तु अहमेव भविष्यामि अथवा मम पतिः अपि भविष्यति मया सह तेन सह उत्तमपात्रणां निर्माण नाम इदानीं कथा एव लिखन्ति अस्मि इति चेत् पठितारः ये भवन्ति तेषां अपि तत्र इच्छा वर्धनीया इति कारणात् किञ्चित् अहम् अधिकम् अपि योजयितुं शक्नोमि मम जीवने यतोऽहि इदानीं उत्तमजनाः एव सन्ति इति कारणात् तत्र का सा समस्या न आगच्छेत् परन्तु यदि अपेक्षते इतोऽपि किञ्चित् अहं किञ्चित् अधिकमेव अधिकानि अधिकान् शब्दान् योजयित्वा अहं लेखितुं प्रयत्नं करोमि